सुमध्याह्नं अहमद्य विनोदयात्रा गन्तुं चिन्ता चिन्तयामि तदर्थं तव ट्रावेलेजेन्स्यायां बुक्किङ्ग् कृतं किन्तु अधुना तव यात्रामार्गदर्शकः मार्गदर्शकः न आगतः कोळ् न उद्दृतं भवति इदानीम् अहं किं करिष्यामि